हरिः ओम् एतत् ज़ं ज़म्बान्ड् कफ़े किल आम् अहं तु समन्विता वदामि मम तु यद् स्थिरमहं च यद् खादामि तदस्ति वा आम् अस्ति अस्ति अहं तु मम आं मम गृहं प्रति मम गृहं प्रति प्रेषणीयमासीत् अस्ति वा अस्तु अस्तु अस्तु तत् प्रेषितुं यः कोऽपि अस्ति वा अस्ति वा अस्तु धन्यवादः आं न्यूटल्ला कुक्कि बाण्येव किल आं धन्यवादः अस्तु तदेव प्रेषयतु द्वयं द्वयं पर्याप्तम् आम् अस्तु अस्तु धन्यवादः